मम गृहे गौः शुनकः मार्जालः इति पशवः पालिताः एकः प्रकारः एव पशुः श्रेयस्करः इति नास्ति यतः तेषामपि पालनेन अस्माकमपि उपयोगाय भवति यतः यदि शुनकः अस्ति तर्हि बहिस्तात् केचन आगत्य आगच्छन्ति चेत् सः शुनकः भषति तेन अस्माकं ज्ञायते कोपि आगतवन्तः इति पुनश्च यदि मार्जालः वर्तते तर्हि मूषकानां पीडा न्यूना भवति अतः पुनश्च गाः गावः ये वर् याः वर्तन्ते ताभ्य तैः ताभिः तु अस्माकं कृते बहवः प्रयोजनानि वर्तन्ते एव अतः बहुविधप्रकाराः पश् पशुपालनम् अस्माकं कृते श्रेयस्करः एव पशुपालनकार्यं कर्तुं मम योजना तेषां कृते समये समये आहारः इत्यादिकं दातव्यं पुनश्च ते यत्र वसन्ति तत्र नाम् अर्थात् तं स्थलम् स्वच्छतया स्थापनीयम् अर्थात् यदि ते मलिनादिकं कुर्वन्ति पुनः गत्वा तत् सम्यक् कृत्वा आगन्तव्यम् पुनश्च तेषां कृते आहारः इत्यादिकं सम्यक्तया दातव्यं यद्यद् आवश्यकं तत् सर्वं दातव्यम् धनस्य स्रोतरूपेण बहु समाधानकरमेव अस्ति यतः तेषां कृते बहु अधिकं किमपि नापेक्षते पुनश्च ते अपि दास्यन्ति इत्यतः धन धनस्रोतविषये किमपि चिन्ता न वर्तते